हरिः ओं तिष्ठतु तिष्ठतु मां नयतु वा अहं राधानगरे गमिष्यामि आम् नयतु वा भवान् तर्हि राधानगरे गमनार्थं कति रूप्यकस्य आवश्यकता अस्ति आम् एतत् तु बहु अधिकम् अस्ति किञ्चित् न्यूनं करोतु किमर्थम् आम् एतत् तु सत्यम् अस्तु चलामः भवतः स्वास्थ्यं कथमस्ति भवतः स्वास्थ्यं कथमस्ति आम् वर्तमानकालात् वर्तमानकाले तु वायुप्रदूषणम् अधिकं भवति तर्हि वयं वायुप्रदूषणं केन प्रकारेण समाधानं कुर्मः आम् मानवानां यत् एतत् चलति आम् एतत् कारणम् अपि अस्ति परन्तु एतदपि कारणमस्ति वयं वृक्षादिकर्तनं करो कुर्मः परन्तु एतत् परिहारं कर्तव्यम् अस्ति अस्माकं कृते यतो हि आम् आम् एतत् कारणेन आम् आम् आम् भवति आं वृक्ष वृक्षस्य कर्तनं परिहारं कृत्वा वृक्षस्य रोपणं करणीयमस्ति अस्माकं कृते यतो हि अम्लजानम् अस्माकं कृते बहु आवश्यकम् अस्ति वृक्षाणां कृते कार्बन् डै अक्सैडम् अक्सैडम् इति आवश्यकम् अस्ति अतः वृक्षारोपणम् अस्माकं कृते करणीयमस्ति आम् आम् आं यदि रिक्षाचालकस्य स्वास्थ्यं सम्यक् न अस्ति तर्हि कथं चालयति रिक्षा एतत् विषये अहम् अर्थात् अस्माकं गुरुत्वं दातव्यमस्ति